शक्तिः दुर्बलता च सर्वस्मिन् कर्मणि प्रवर्तते यत्किमपि कर्म कुर्मः तत् सर्वं शक्ति तथा दौर्बल्येन एव कर्तुं शक्नुमः यदि वयं शक्त्याः तत् कर्म कुर्मः तत्सर्वं कर्म उत्तमरीत्या सम्पादयितुं शक्नुमः एवञ्च यदि शक्त्यभावे कर्मं कुर्मः चेत् तद्कार्यं तु दुर्बलतारूपेण एव भवति यथा वयं किमपि पुस्तकं पठामः तत्पुस्तकं दृष्ट्वा तथा च एवं भूमिकादिकं पठित्वा किञ्चित् आनन्दम् अनुभवामः अस्तु अत्र किमपि नूतनं ज्ञानम् अस्ति इति किन्तु यदा तत्पुस्तकं पाठनम् आरम्भं कुर्मः तदनन्तरं ज्ञायते अस्मिन् विषये तथा यथा वयं चिन्तितवन्तः तद्वत् न उक्तं अन्यथा एव किञ्चित् उक्तं वर्तते इति हेतोः पुनः तत्र या शक्तिः आदौ आसीत् भूमिका पठित्वा सा शक्ति तत्र न प्रवर्तते तत्र दुर्बलता एव आयाति इति एवञ्च यथा पाकं निर्माणं कुर्मः तत् पाकनिर्माणवेलायां यदि वयं उत्तमरीत्या लवणं तिक्तम् इत्यादिकं न स्थापयामः न योजयामः समये न योजयामः किञ्चित् अधिकमेव तत्र अग्निं ज्वालयामः चेत् तत्र सर्वं नष्टम् एव भवति यदि स्व एकाग्रता तत्र योजयित्वा तत्कार्यं कुर्मः चेत् शक्त्याः तत् पाकं उत्तमेव भवति अन्यथा दुर्बलतया तत्पाकं नष्टमेव भवति इति